आमाम् अहमेव अस्मि वदतु आम् तत्तु त दिनं तु रिक्तमस्ति मम कृते आम् अहं तु आगमनं आगन्तुं शक्नोमि अहम् आं धनं तु अष्टसहस्ररूप्यकाणि किं किं वर्तते त तस्य उपरि अपि तद् अस्ति आम् आम् एवं वा एवं वा तर्हि अहं तु एवं वा अहं तु एकस्य कार्यक्रमस्य अष्टशतम् माष्टा क्षम्यताम् अष्टसहस्रम् रूप्यकाणि स्वीकरोमि तर्हि भवत्याः गृहे द्वे दिनात्मकः कार्यक्रमः वर्तते खलु तर्हि तस्य आं पुनः तत्र केवलं चित्रं स्वीकरणीयं वा शूटिङ्ग् अपि करणीयमस्ति उभयमपि वा एवं वा अस्तु तर्हि अहं तु केवलं चित्रस्य कृते अष्टसहस्ररूप्यकाणि स्वीकरोमि शूटिंग् वर्तते तर्हि तस्य पुनः पुनः अधिकं ल आवश्यकम् एवं वा तर्हि प्रत्येकस्य दिनस्य चित्रस्य अष्ट अष्टादश सहस्ररूप्यकाणि अनन्तरं तत् शूटिंग् यत् करणीयमस्ति तस्यापि त्रयः दिनात्मकः शूटिंग् करणीयमस्ति वा

आं तर्हि दशस सहस्ररूप्यकाणि शूटिंगस्य शूटिंग् अस्ति खलु तस्य अहं स्वीकरोमि एकस्य दिनस्य सम्पूर्णम् आम् एवं त्रयोविंशतिः सम्पूर्णम् अस्तु तर्हि एवम् एवं न करणीयं एवम् एवं न कुरु कुर्वः सम्पूर्णम् एकवारमेव च् ददातु तर्हि चित्रस्य शूटिंगस्य पञ्च पञ्चाशत्सहस्ररूप्यकाणि ददातु तर्हि सर्वम् आम्

तर्हि चलति अस्तु अहम् आगमिष्यामि पञ्चविंशतिः दिनाङ्के खलु आमाम् अस्तु तर्हि अहमागमिष्यामि आमाम् धन्यवादः आम्